हरि ओम् अयि भोः अयि भोः अयि भोः तन्त्रज्ञः भवान् मम फ़्रिड्ज् किं किमपि कृतवानस्ति इदं सम्यगेव न जायमानमस्ति मम नाम चन्दनः इति किं कतिवारं वदामि अहं गतसप्ताहे वा आगत्य सम्यक् कृतवान् किल भवान् पञ्चशतं धनं स्वीकृतवान् किं किं भवान् भवन् किं वदति भोः एवं सेकेण्ड् हेण्ड्स् कथं स्थापयति भोः भवान् अहं पञ्चचत्वारिंशत् धनं दत्वा अहम् इदं सर्वं कारयन् अस्मि भवतः हस्ते तत् सर्व तत् सर्वम् अहं नैव शृणोमि तत् सर्वं मया न ज्ञायते भवान् सहस्रं एकसहस्रस्य वदति वा पञ्चाशत्सहस्रस्य वदति वा इदं सर्वं मह्यं सम्बन्धः एव नास्ति भोः मम इदानीं फ्रि़ज् बहु किं शब्दं कुर्वन्नस्ति भवान् भवान् त्यजतु भोः भवान् भवान् किमपि किमपि वदति भोः अहं भवतां कः मुख्यस्तः यः अस्ति खलु अहं तस्य समीपे एव सम्भाषणं करोमि किं मया बहु बहु कष्टेन मया धनम् अर्जितं धनम् अर्जयित्वा अहं फ्रि़ज् स्वीकृतवान् भवान् एवं करोति खलु किमपि किमपि मम उपरि एव करोति

तर्हि आगत्य सम्यक् करोतु शीघ्रम् आगच्छति वा न वा तर्हि अहम् इदानीमेव भवतः यः मुख्यस्तः अस्ति तस्मै अहं काल् करोमि अहं तस्य समीपे एव सम्भाषणं करोमि चेत् भवता जीवनं किं वा भवतु अस्तु अस्तु अस्तु पश्यामः अस्तु अस्तु आगत्य तत् किं कर्तव्यम् इत्यादिकं शीघ्रं कृत्वा गच्छतु अस्तु वा पुनः एवं न भवेत् कदापि एवं भवन्तः